संस्कृतभाषा इति देवभाषा वर्तते पूर्वकाले प्रथमभाषा तु आदिमभाषा संस्कृतभाषा एव आसीत् यतः संस्कृतभाषायाः विषये मम अत्यन्तम् अभिमानः वर्तते संस्कृतभाषायां मम इष्टम् आभणकं वाचो तित्तिः वाचो विचित्तिः इत्यादिकं मया तावत् न ज्ञायते तथापि संस्कृतभाषायाः विषये किञ्चित् वक्तुम् इच्छामि संस्कृतभाषायाः भाषणेन एव प्राणायामः कृतः इव भवति तेन देहस्य शु देहस्य शुद्धिः आरोग्यपालनम् इत्यादिकं भवति संस्कृतभाषायाः भाषणेन वर्णाः कथं प्रयोक्तव्याः पदानि कथं प्रयोक्तव्यानि वाक्यं कथं रचनीयम् इत्यादिकविवेकः संस्कृतभाषाज्ञानेन भवति इत्येवं संस्कृतम् इति पदेन एव ज्ञायते सम्यक् कृतम् इति या भाषा समीचीनतया निरूपिता अथवा निर्दिष्टा भवति सा भाषा संस्कृतभाषा इति वक्तुं शक्यते यदि संस्कृतभाषा इति उक्त्वा तत्रैव दोषाः अधिकाः क्रियन्ते चेत् सापि भाषा संस्कृतभाषा भवितुं न अर्हति अपि तु प्राकृतभाषा भवितुमर्हति इत्येवं संस्कृतभाषायामपि भाषणभेदाः भवितुमर्हति कथं नाम संस्कृतसम्भाषणं केवलं भाषणं प्रभाषणं विभाषणम् इत्यादिकं भवितुम् अर्हति विभाषणं नाम विशेषेण तत्र वाक्ययोजनां कृत्वा भाषणम् एव विभाषणम् इत्युच्यते एवं प्रभाषणं नाम प्रभाविरूपेण प्रकर्षः प्रकर्षेण भाषणं यद्भवति तत् प्रभाषणं भवति एवं सम्भाषणं नाम सामान्यरूपेण यथा सम्भाषणं भवति तत् सम्भाषणं भवति इत्येवं चत्वारः भेदाः भाषणं नाम किं विभक्तिप्रत्ययविवेकम् अज्ञात्वा यथा भाषणं क्रियते तद् केवलं भाषणं भवति इत्येवं भाषणेपि एवं विधाः भवितुमर्हन्ति